अस्माकं व्यवस्थकार्यजीवनस्य सञ्चलतायाम् स्वाभाविकं समायोजनं भवति इति के किमपि नास्ति वयं कार्यालये कार्यं कुर्मः गृहे च क्रीडामः यथा सरलं यथा सरलं सः नियमः वा चिन्तनपद्धतिः वा वर्षाणां वर्षाणां यावत् प्रधानः आसीत् परन्तु तत् सर्वं गतवर्षद्वये परिवर्तितम् अस्ति तथा च ये स्थानानि वयं सामान्यतया वा परम्परागतरूपेण वा भिन्नकार्येण कार्येण अवकाशसमयेन च संबद्धाः सन्ति तेषाम् स्थानान्तरम् अन्तरणं जातम् इति जनानां जीवनस्य समग्रगुणवत्तायां क्रीडाणां सकारात्मकप्रभावः अपि भवितुं वदति